वस्त्रप्रक्षालनार्थं जलम् आवश्यकम् एतत् वयं सर्वे जाना जानन्ति वस्त्रप्रक्षालनसमये वयं किञ्चित् न्यूनं जलं प्रयोगं करोति चेत् सम्यक् अस्ति भिन्नऋतुः उदाहरणार्थं ग्रीष्मर्ऋतोः मध्ये जलस्य अभावः बहु सन्ति तस्मिन् समये वयं वस्त्रप्रक्षालार्थं प्रक्षालः ल नार्थं न्यूनं जलम् उपयोगं करोति चेत् सम्यक् अस्ति किमर्थम् इत्युक्ते जलं बहु मूल्यं भवति जलस्य रक्षणं करोति चेत् वयं आगामि दिने तस्य उपयोगं सम्यक् कर्तुं शक्यते एतत् मम अभिप्रायः अस्तु धन्यवादः